मह्यं यथा पठनं रोचते पठनम् अधिकं रोचते तथैव लेखनम् अपि अत्यधिकं रोचते अहं नूतनम् उपन्यासं पठित्वा तस्मात् किं गृहीतवती एवमहं इन्स्टाग्रां चालयामि तत्रापि अहं किमपि नूतनं यदि ज्ञातवती तर्हि तदा तस्मात् किं गृहीतवती सर्वदा लिखामि एवं मम गुगल्मध्ये ब्लोग् अपि अस्ति तत्र अहं प्रेषयामि लेखनं समीचीनं भवेत् अतः अहं सावधानतया लेखनस्य अभ्यासमपि प्रतिदिनं करोमि